शारीरिकव्यायामः योगः योगस्य च भेदः वर्तते शारीरिकव्यायामे तत्र जिम् इति ते कथ्यते ततः तत्र केवलम् शरीरवर्धनाय एव कुर्वन्ति परन्तु योगः योगः इत्युक्ते युज् योगः तस्य अर्थः इत्येव संस्कृतभाषायां युज् इति र् धातुतः आगतम् युज् नाम योगं तत्र द्वयं मानसिकः शारीरिकः प्रवर्तनं परिवर्तनं केवलं शरीरवर्धनमेव शारीरिकव्यायामे भवति मानसिकः आ शारीरिकं च प्रवर्तनं परिवर्तनं योगामध्ये भवति अधिकतया मानसिकं परिवर्तनं योगा एव भवति शारीरिकव्यायामे व्यायामे केवलं शारीरिकः एव चिन्ता भवति